कः वदति हरि ओम् हा कः वदति किमपि आवश्यकं वा ओ एवं वा हा अस्तु अहं पूर्वम् अस्माकं नियमः वदामि अस्मिन् कलाप्रदर्शिन्याः प्रमुखः विषयः मानवस्य विविध अभिव्यक्तिः इति विषयः अस्ति पुनः तत्र वर्णरञ्जितचित्राणि तैलचित्राणि पेन्सिल् स्केचस् इति विभागत्रयम् अस्ति अस्मिन् विभागे चित्रस्य प्रदर्शिनीं भवति इदं त्यक्त्वा अन्यत् किमपि प्रश्नः अस्ति चेत् इदानीं पृच्छतु हा अस्माकं प्रदर्शिन्यां एकः कलाविदः कीयदपि चित्रं प्रेषयितुं शक्यते पुनः एतद् सम्पूर्णः निश्शुल्कः अस्ति अस्माकं प्रदर्शिनी चित्रकाराणां कृते प्रोत्साहनमेव अस्माकं कर्तव्यम्

न न अस्माकं प्रदर्शिनी सम्पूर्णं निश्शुल्कम् अस्ति ह्म् आम् हा हा पश्यतु एकः कलाविदः कीयत् चित्रान् अपि प्रेषयितुं शक्यते पुनः तत्र अस्माकं निर्णयाक निर्णायकाः सन्ति ते प्रदर्शिनार्थं चित्रान् चयनं कुर्वन्ति

हा एकनिमेषः तत्र चयनम् आमामाम् चयनं भवति आधारः पृष्टवती खलु अत्र चित्रस्य शुद्धिः चित्रसमापनकौशल्य वर्णसंयोजन गात्र इत्यादि चयनम् अपि कुर्वन्ति पुनः गात्र किं भवेयुः इत्युक्ते ए सिक्स् ए टु अस्मिन् गात्रस्य अपि भवति गरिष्टतम त्रि इण्टु त्रि गात्रः हा आमाम् न महोदय न एतत् केवलं चित्रकलाप्रदर्शिनी अस्ति अत्र केवलं हस्तनिर्मितचित्राणां प्रदर्शनं भविष्यति छायाचित्राणां नास्ति हा आमाम् ये ये यस्य वा येषां कलाविदस्य चित्राः चितं भवति इत्युक्ते चयनं भवति प्रदरशिन्यां प्रदर्शयितुं तेषां कृते वयं दूरवाणीद्वारा सूचनां ददति ते आगत्य प्रदर्शिन्यां द्रष्टुं शक्यन्ते इतोपि कोपि प्रश्नाः सन्ति वा अस्तु राम्राम्